महोदय आं म महोदय मम नाम ईश्वरन् नागः इदानीं बाङ्गलूर् नगरे तस्य भवत्याः भवत्याः प्रसिद्धकार्यालये पञ्चवर्षं सेवां करोमि स्म इदानीं मम शरीरं बि शरीरं न स्वस्थं न भवति मम भार्या शरीरं न बव् शरी स्वस्थं न भवति चन्नै नगरे इति कारणेन अहं चेन्नै नगरं स्थानपल्लटम् इच्छामि महोदय महोदय इदानीम् अहं ब्याङ्गलूर् नगरे पञ्चवर्षं सेवां करोमि स्म अद्य एतत् कार्यं सर्वे आन्लैन् मध्ये गृहतः एव कर्तुं शक्नोमि आं न महोदय तस्याः स्वस्था ना स्वस्था नास्ति हा हा हा महोदय कृपया कृपया भवानेव हा समीचीनं महोदय हा महोदय समीचीनं निश्चयं महोदय कर्तुं शक्नोमि किञ्चिद् ड ड डय डयाबिटिक् अस्ति महोदय आं धन्यवादः धन्यवादः महोदय